यदा नोट् बेन् अभवत् तदानीं तन्त्रज्ञानद्वारैव व्यवहारः सम्पन्नः तेन च वित्तकोषव्यवहारः तत् अन्तर्जालद्वारा क्रियामाणम् अभवत् अतः परिवर्तनं जातम् अन्तर्जालमाध्यमः रक्षणात्मको वर्तते अपि च झटिति स्वस्थाने एव व्यवहारः द्रष्टुं शक्यते तस्मात् अहं विश्वसिसि विश्वसिमि पुनः पुनः वित्तकोषं गत्वा कार्यं कर्तव्यम् इति नास्ति यत्र अपेक्षितुं तत्र ए टि एम् द्वारा धनं निष्कायि निष्कासयितुं शक्यते जी पे फ़ोन्पे इत्यादिभिः उपयोगं कृत्वा किमपि क्रेतुं अथवा भोजनात् भोजनादिकं कर् कर्तुं शक्यते पुनश्च ग्रामीणक्षेत्रे इदं बहु उपकारः भवति एषां पुत्रः अथवा पुत्र्यः गृहात् दूरे भवन्ति तेभ्यः धनं साक्षात् एक्कौण्ट् मध्ये स्थापयितुं शक्यते तदर्थं बेङ्क् पोस्ट् अफ़ीस् मनि आर्डर् कृते पोस्ट् आफ़ीस् गन्तवयम् इति नास्ति